अहम् आन्लैन् द्वारा एकं कूलर् क्रीतवान् तद् आरम्भे सम्यक् कार्यं करोति स्म इदानीम् अधिकतया रवं करोति शीतवायुः अपि सम्यक् न आगच्छति विद्युत् अपि अधिकतया उपयोगं करोति इति भावयामि